मम जीवने प्रधाननिर्णयं स्वीकर्तुं समये प्रथमं किम् किं किं समस्याः सन्ति कोपि मध्ये समस्याः सन्ति इति अहं चिन्तयित्वा मम सैड् इत्युक्ते मम चिन्तनम् अनन्तरं समस्या कुत्र अस्ति दट् सैड् अपि अहं मम पक्षतः अहं चिन्तयती चिन्तितवती अहं कुत्र समस्या अत् अस्ति अन्यपक्षतः अपि चिन्तयित्वा सावधानेन कोपं मास्ति सावधानेन अहं चिन्तयित्वा निर्णयं किं निर्णयं मम पक्षतः अन्यपक्षतः समानम् इति चिन्तयित्वा निर्णयं स्वीकरोमि